हरिः ओम् नमस्ते नटेशम् विद्वान् नटेशमहाभागाः भवतां भवत्सदृशानां विशेषसंस्कृतिज्ञानां मेलनं बहु अपरूपं जायमानमस्ति अद्य

नैव नैव नैव नैव नै नैव नैव बहुकार्यं कुर्वन्तः सन्ति भवन्तः अतः इदानीम् इदानीम् अहं पत्रिकामाध्यमेन दूरवाणीं कुर्वन् अस्मि भवतां अनुभव अनुभवं दृष्टीकृत्य भवान् भवन्तः किञ्चित् वार्तालापं कर्तुं प्रश्नाणाम् उत्तरं कर्तुं शक्यते वा इदानीं इदानीं संस्कृत् एषा परिस्थितिः एवमस्ति संस्कृतिः भारतीय भारतीयासंस्कृतिः विशेष विशेषतया मौल्ययुतासंस्कृतिः इति कथ्यते किन्तु भारते भारते ये जनास्सन्ति ते संस्कृतेः परिपालनं संस्कृतेः अनुवर्तनं नूनतया न्यूनतया कुर्वन्तः इदानीं दृश्यते अतः संस्कृतेः प्रवर्धनार्थं विविधस्तरेषु प्रयत्नं संस्था द्वारा अथवा जनैः क्रियमाणं दृश्यते विविधविभागेषु कथं प्रयत्नाः करणीयाः इति भवताम् अभिप्रायः इति प्रश्नः आम् आम् आम् आं एवं शिल्पकलायाः अपि आ शिल्पकलाद्वारा अपि आम् आसक्तिः नास्ति आम्

न सत्यं हा तेषां पाठनीयः

प्रवर्धनं न साध्यं

आम् आम्

तत्तु रामायणं ना परिचयः अपि नास्ति सत्यं सत्यं शालासु सत्यम् आमां सत्यम् अनुमोदयामि हा एवम् विशेषतः विस् विशेषः शास्त्रीयसङ्गीतस्य संस्कृता कला अस्ति आम् प्रवर्धनं आम् आम् आम् ये शालास्तरे विद्यालयस्थलेषु एवं कर्तुं शक्नुमः भवदुक्तं किन्तु सार्वजनिकस्थले कथं कर्तुं शक्नुमः इति

ते एव सार्वजनिकाः भवन्ति एते छात्राः एव अग्रे गत्वा सार्वजनिकाः भवन्ति किल अस् अस्तु महोदय धन्यवादाः हा धन्यवादः धन्यवादाः